रामायणमहाभारतेषु वयं किं ज्ञातुं शक्नुमः चेत् असुराः षड् रिपवः इव उदाहरणार्थं रावणः शिवभक्तः किन्तु तस्य वधम् अभवत् किमर्थं चेत् सः कामम् लो कामं मोहं च न त्यक्तवानासीत् अतः वयम् अस्माकम् जीवने षट् रिपवः तस्य वधं कुर्मः चेत् सन्तोषेण जीवितुं शक्नुमः समानरीत्या महाभारते अपि कौरवाः स्वस्य भ्रातॄणाम् कृते प्रीतिं न दर्शितवन्तः किन्तु विरोधं दर्शितवन्तः अतः वधः अभवत् अतः वयम् एतान् दृष्ट्वा किं ज्ञातुं शक्नुमः चेत् निश्चयेन अस्माकं जीवने षड्रिपुः कामक्रोधलोभमोहमदमात्सर्यं सर्वान् वयं त्यक्त्वा जीवामः चेत् सुखेन जीवितुं शक्नुमः नो चेत् कष्टम् एव अनुभवामः इति